भारतदेशे नृत्यप्रकाराः बहवः सन्ति उदाहरणार्थं भरतनाट्यं कथक्कली ओडिसी एवं तत्र सर्वत्र क्रमः एकः एव आरम्भे पादचलनं कथं कर्तव्यं इति शिक्षणं ददति पुनः हस्तस्य चालनं कथं कर्तव्यं हस्तचालनं कथं भवेत् तत्र अङ्गुल्याः चलनं कथं भवेत् इति पाठयन्ति पुनः शिरसः चलनं शिरसः चलनं कथं भवेत् इति ते सम्यक् रूपेण पाठयन्ति पुनः तालं लयं जति एतत् एतस्य पाठनं कृत्वा ते नृत्यप्रकारं पाठयन्ति एषः एव शिक्षणक्रमः वर्तते